नमस्ते महोदय भवतः आपणतः अहं नट्स् अण्ड् बोल्ट्स् इत्येतत् वस्तूनि क्रीतवान् अस्मि संहत्य बोल्ट्स् अण्ड् नट्स् सम्यक् एव नास्ति बोल्ट् शिरसः गात्रः दिर्घता थ्रेड् इत्यादि समीचिनं नास्ति नट् गात्रे न्यूनमस्ति तस्य रूपः अपि सम्यक् नास्ति एलेक्ट्रो प्लेटिंग् तस्य सम्यक् नास्ति भित्तौ सम्यक् भारं न वहति न प्रविशति एव तस्य भारम् अपि गुणवत्तताकोशष्टकस्य अपेक्षया सम्यक् एव नास्ति